अहम् एकम् बेड् सीट् आनीतवती अस्य बेड् सीट् मध्ये छिद्रम् अस्ति अस्य वर्णः सम्यक् नास्ति समये अपि न आगतम् अतः खेदः वर्तते